भारते सर्वे समस्या आसीत् दीनानां ये दीनजनाः सन्ति शेतकरीजनाः इत्युक्ते कृषि कृषिकराः सन्ति तेषां कृते अपि बहु समस्याः आसन् तेषां निराकरणं अतः समस्याः दूरीकर्तुं सर्वकारः तु प्रयत्नरतः सन्ति इति प्र सर्वकारः प्रयत्नरतः अस्ति इति अहं मन्ये यतोहि कृषिवलानां कृते धनदानं तेषां ये उत्पन्नं भवति तत्र योग्यः धनं धनं प्राप्तुं शक्नुवन्तः इति प्रयत्नः सर्वकारः तु करोति एव तथा च दीनजनाः ये प्राथमिकसमस्याः अस्माकं भवति भोजनम् आच्छाद्यं आच्छादकं वा इत्युते तस्य समस्याः मा भवतु प्रत्येकगृहे जनः भोजनपूर्णं भवतु तत् प्रतिदिनं सर्वे भोजनं कुर्वन्तु इति व्यवस्थापि सर्वकारः करोति रेशन् मध्ये दान्यं दान्यं यच्छन्ति रेशन् द्वारा तत् भारतसर्वकारद्वारा अनन्तरं गृहनिर्माणार्थम् अपि साहाय्यं करोति ये यः बालिकाः सन्ति तासां कृते किं धनस्य शिक्षणार्थं धनस्य आवश्यकता एव न भवति स्कालर्शिप् द्वारा ताः पठन्ति स्कालर्शिप् अपि यच्छन्ति भिन्नभिन्न केवलं आवश्यकमस्ति यत् सर्वकारेण एव स्कालर्शिप् एषः यः प्रकारः भवति तत् केवलं ज्ञानस्य उपरि एव निर्धारितं भवतु तत्र इदानीं यथा यथा प्रचलति अस्माकं जातिविषये भवति तादृशं मा भवतु ज्ञानस्य यदा स्तरः भवति तस्मिन् स्तरे एव स्कालर्शिप् भवतु स्तरेषु स्कालर्शिप् भवतु इति सर्वकारस्य यः प्रयत्नः भवति सः उत्तमः परं तथा भवितव्यम् इति अहं मन्ये